भारतीयशिक्षणव्यवस्था इदानीन्तनकाले या वर्तते तावत् न तावत् सा तावत् नाम्ना केवलं भारतीयशिक्षणव्यवस्था यतोहि तत्र तस्मिन् शिक्षणे भारतीयत्वम् अस्माभिः द्रष्टुं नैव शक्यते इतिहासं पठामः तच्च इतिहासं कैः रचितम् आङ्ग्लजनैः एव रचितं तादृशम् इतिहासं इतिहासं वयं पठामः तर्हि इदं भारतीयम् इतिहासं भवति वा अस्माकम् इतिहासकारैः अपि इतिहासस्य प्रत्येका प्रत्येका घटना अपि उल्लिखिता अस्ति तथापि अस्माभिः आङ्ग्लजनैः उल्लिखितमेव पठ्यते इत्युक्ते तत्र भारतीय शि शिक्षणत्वम् अस्माभिः द्रष्टुं नैव शक्यते तत्र किं मिथ्या किं सत्यम् इत्यादिकं कथं विश्वशितुं शक्नुमः वयं आम् अपि च तत्र इदानीं या भारतीयशिक्षा वर्तते सा अस्माकं देशं प्रति अनुकूला न वर्तते अन्येषु देशेषु सा अनुकूला स्यात् परन्तु अस्मिन् अस्मिन् देशे तथा नास्ति यतोहि अस्मिन् देशे सर्वस्यापि भिन्नभिन्न रुचिः भवति भिन्नभिन्न आसक्तिविषयः भवति परन्तु अत्र शिक्षणव्यवस्थायां तावत् सर्वैः एकमेव स्वीकर्तव्यं सर्वेषां कृते एकदा एव पाठ्यते परन्तु केषाञ्चन सामर्थ्यं भवति केषाञ्चन तथा सामर्थ्यं न भवति तेषां कृते वारद्वयं पाठनीयं भवति एतादृशः समस्याः अस्मिन् अस्यां भारतीय आधुनिकशिक्षणव्यवस्थायां वर्तन्ते एतादृशाः भारतीय शिक्षणव्यवस्थायाः व्यवस्थायां विद्यमानाः समस्याः वर्तन्ते